अहं निट्टिङ्ग् अपेक्षया सीवनमेव अधिकं कर्तुम् इच्छामि अहं सीवने चूडिदार् इति प्रकारम् अत्यधिकं सीवनं कर्तुमिच्छामि तत् वेगेन तथा उत्तमतया कर्तुं कार्यं कर्तुं अहं यूटूब् गूगल् इत्यादिकं दृष्ट्वा तत्र के के जनाः कथं कुर्वन्ति इति दृष्ट्वा तत् मम कार्ये योजयित्वा कार्यं कर्तुम् इच्छामि